मम इष्टतमं तरणस्थानं सरोवरम् अस्ति कारणं तत्र जलं परिशुद्धं भवति सुन्दरवातावरणं भवति गभीरम् अपि भवति मम प्रदेशे तरणस्थानम् अस्ति आम् तत्र गच्छामि